यदा कोयम्बत्तूरु नगरे अहम् आसम् तत्र मया यानचालनं पठितम् तत्रत्यः तत्रत्याः मार्गाः समानरूपेण सन्ति अतः तत्र यानं चालयितुं सौलभ्यम् आसीत् विना भयं यानं चालयामि स्म सर्वत्र गच्छामि स्म परन्तु यदा स्वग्रामम् आगतवती तत्र एवं समानमार्गाः न सन्ति मार्गाः उपरि अधः भवन्ति एवं मृत्तिकामार्गाः अपि भवन्ति शिलाखण्डयुक्तमार्गाः अपि भवन्ति वनयुक्तमार्गाः अपि सन्ति आदौ तादृशेषु मार्गेषु यानं चालयितुं मम भयमासीत् मम पतिः मयि धैर्यं पूरितवान् अतः अधुना निर्भयेण तादृशेषु मार्गेषु अपि यानं धैर्येण चालयामि शिबिरं चालनादिकमपि करोमि